भारतम् आबहो कालादपि सर्वस्मिन् क्षेत्रे अतीव प्रगतिं प्राप्तवदस्ति परन्तु बुद्धिजीविनः एवं चिन्तयन्ति यत् भारतं कृषिप्रधानक्षेत्रं कृषिप्रधानो देशः इति परन्तु भारते उद्योगः केवलं कृषिः न कृषिः इत्ययं जीवनाधारभूतः अंशः यदि कश्चिदपि कृषकः नैव भवति काचित् आहाराभिवृद्धिरेव न क्रियते तर्हि जीवी किं खाद्येत् अतः कृषिः इत्ययं जीवनस्य आधारीभूतः अंशः अयम् उद्योगः इति परिगणयितुं शक्यः वा न वा इति चिन्तनीयम् अयं जीवनस्य आधारः केषाञ्चित् कृते अनेन धनलाभोऽपि भवति इत्यन्यदेतत् परन्तु भारते कृषिरेव आसीत् इति तु चिन्तनीयं न अतः भारतं सर्वस्मिन् क्षेत्रे आबहोः कालात् उद्योगसृष्टिं कृतवदेव अतः बहु विकल्पाः भारते उद्योगक्षेत्रे वर्तन्ते परन्तु अद्य युगे यान्त्रिकं जीवनस्य कारणेन शारीरिकः व्यायामः शरीरस्य कार्येषु अधिकतया उपयोगः इत्येतत् न्यूनः जायमानः अतः तादृशीं दृष्टिम् आदाय यदा वयं पश्यामः भारते यान्त्रिकजीवनम् एतावत् न आगतम् शतं प्रतिशतम् इति कृत्वा इतोऽपि उद्योगक्षेत्रे प्रगतिः जायमाना इति जनानां कथनं योग्यं भवेत् यतः भारतम् जनबहुल देशः अतः अत्र प्रजानां सङ्ख्या अधिका अस्ति तर्हि प्रजानां सङ्ख्यायाः आधारेण उद्योगस्य कदाचित् न्यूनता भवितुमर्हति यथा आहारः दशजनभोक्तृत्वेन निर्मितः विंशतिजनाः तत्र भोजनार्थम् उपस्थिताः चेत् यथा तत्र आहारस्य न्यूनता भवति तथा उद्योगक्षेत्रे अपि न्यूनता भवितुमर्हति उद्योगन्यूनता कार्यरहिताः जनाः इति उपलभ्यन्ते परन्तु जनमानसं परिवृतं भवति चेत् अत्र समस्या परिहृता भवति यतोहि सर्वः अपि जनः वदति मम समयः एव नास्ति इति क्सरि यदि तु सर्वः अपि निरुद्योगी उद्योगः कस्यचित् नास्ति तर्हि तस्य समयः नास्ति इत्येतत् भवितुम् नार्हति समयः नास्ति उद्योगोऽपि नास्ति इत्येतत् असम्भवं परन्तु लोके एतादृशी स्थितिः जनमानसेषु एतादृशः प्रभावः दृश्यते यत् कार्यं विनापि ते समयरहिताः भवन्ति अतः उद्योगक्षेत्रे मुख्यः अवकाशः भारते अतीव वर्तते कर्तव्यं बहु अस्ति अथापि जनमानसं परिवृतं भवेत् तदानीमेव निरुद्योगसमस्या परिहृता च भविष्यति